भारतस्य स्वातन्त्रयसङ्ग्रामस्य विषये मम मतिः समीचिना वर्तते भारतस्य स्वातन्त्रयसङ्ग्रामकाले स्वातन्त्र्यसङ्ग्रामयोद्धारः बहु परिस्रमं कृतवन्तः तत्र बहवः योद्धारः भारतमातुः कृते स्वकीयं प्राणमपि दत्तवन्तः स्वातन् स्वातन्त्रसङ्ग्रामस्य क समये स्वातन्त्र्यम् आनयितुं बहवः संस्थाः स्वातन्त्रसङ्ग्रामे योद्धाभिः आयोजिताः तासु संस्थासु वामपन्ती जनाः ये आसन् ते अतीवकठोररूपेण आङ्ग्लजना आङ्ग्लजनैः सह युद्धं कृतवन्तः स्वातन्त्रसङ्ग्रामयोद्धासु मम मनसि भगत्सिंहः सुभाष् चन्द्रबोस् महोदयः जवाहार् ले नेहरू जवहार्लाल् नेहरु महोदयः अपि भवन्ति